मम नाम आचार्यविष्णुकान्तपाण्डेयः अहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरपरिसरे तावत् व्याकरणस्य आचार्यपदे अस्मि मम अध्ययनं काश्याम् अभूत् काश्याम् अस्माकं गुरवः आसन् आचार्याः रामप्रशादत्रिपाठीगुरुचरणाः अथ च आचार्याः कमलाकान्तपाण्डेयगुरुचरणाः ते अस्माकं पितामहाः अथ च अस्माकं पितृव्यचरणाः अपि अस्माकं गुरवः विद्यन्ते अस्माकं पितृव्यचरणाः आचार्याः श्रीकान्तपाण्डेयवर्याः अस्माकं गुर्वा गुरवः अथ च पितृव्यचरणाः वर्तन्ते मया आचार्यः राममनोहरमिस्रगुरुचरणानां समीपेऽपि अध्ययनं विहितमस्ति सर्व सर्वप्रथमस्तावत् मम नियोगः कोल्कातानगर्यां श्रीसीतारामवैदिक आदर्शसंस्कृतमहाविद्यालये एव मम नियोगः जातः तत्र सार्धपञ्चवर्षं यावत् अध्यापनकर्म कृत्वा पुनः अत्र केन्द्रीयसंस्कृतविश्वविद्यालयस्य जयपुरे मम नियोगः अभवत् इदानीं यावत् अत्रैव अध्यापनकर्म करोमि